सम्यक् अस्मि नमस्ते महोदय बहु दिनानि अतीतानि न आगतवती एव ओ एवं वा अस्तु अस्तु किं पुस्तकम् आवश्यकम् ओ अस्तु अस्तु सर्वं मिलति किन्तु तुलसीरामायणम् अपेक्षितं चेत् मम समीपे इदानीं नास्ति किन्तु भवत्याः कृते दिनद्वयेषु आनयिष्यामि अस्तु वा अस्तु अस्तु इ इदानीम् त तत् शब्दचन्द्रिका पुस्तया पुस्तकायां मूल्यम् षष्टिरूप्यकाणि द्वितीय पि यु सि संस्कृतपुस्तकस्य मूल्यम् अशीतिरूप्यकाणि भगवद्गीता सप्ताधिकत्रिशतम् अस्ति तुलसीरामायणस्य परमेव ददातु विष्णुपुराणं चतुःशतम् अस्तु हा नवशत शताधि दशाधिकनवशतम् न नव आम् आम् आम् अस्तु अस्तु हा हा आम् लभ्यन्ते लभ्यन्ते कति पुस्तकानि अपेक्षितानि हा अस्तु एतत् त्रिशतरूप्यकाणि भवन्ति भवति पूर्वतनं मिलित्वा दशाधिक नवशतं भवति ह्म् हा अस्तु भगनि भगिनि भवत्याः कृते तु अवश्यं करोमि भवती मह्यं केवलं नवशतरूप्यकाणि यच्छतु अस्तु अस्तु अस्तु धन्यवादः राम्राम्